विवाहे कन्याव्यतिरिक्तं वरस्य कृते अन्यत् दानं न अपेक्षितं वर्तते यतः बालिकायाः पक्षतः बहुमूल्यं दानं बालिका अर्थात् वधूः एव भवति परन्तु कन्यायाः अतिरिक्तं किमपि दानं यदि दीयते चेत् सामाजिकदृष्ट्या उचितं न भवति अतः वरपक्षः अपि एतादृशं दानं न काम्येत